वस्त्रप्रक्षालनार्थं पूर्वं तु स्वहस्तेनेव कृतवन्तः किन्तु इदानीं किञ्चित् वस्त्रप्रक्षालनार्थं साधनानि सर्वम् आगतानि अतः सा तत् साधनमुपयुज्य वस्त्रप्रक्ष वस्त्रप्रक्षालनं कुर्मः भिन्न ऋतुषु वर्षा ऋतुः इत्युक्ते वस्त्र तत् सोषणं किञ्चित् कष्टमेव तद् गृहे एव करणीयं सोषणकार्यं गृहे एव करणीयम् अन्यथा गृहस्य उपरि कुर्मः तद् सम्यक् भवति अनन्तरं जलस्य अपव्ययः न करणीयमेव जलस्य अपव्ययः न करणीयम् इति मनसि चिन्तयित्वा यदा वयम् उपयोगं कुर्मः जलस्य उपयोगं कुर्मः तदा वयं ध्यानेन तद् जलस्य अपव्ययः न भवेत् इति कृत्वा वयम् उपयोगं करणीयम्